भारतस्य आरोग्यव्यवस्था समीचीना नास्ति यतः भारतस्य सर्वेषु प्रदेसेषु चिकित्सालयाः न सन्ति विशेषेण सर्वकारीयचिकित्सालयाः सर्वत्र न सन्ति एवं स्वयमेव केचन वैद्याः नाम वैद्यकीयपदवीं प्राप्य तत्र तत्र ग्रामेषु पल्लीषु नगरेषु च स्वकीयं चिकित्सालयं कुर्वन्ति अपि च बहवः उद्यमिनः विशेषव्यवस्थासहितं चिकित्सालयम् उद्घाट्य केवलं धनसंग्रहतत्पराः सन्ति ग्रामेषु विद्यमानाः वैद्याः सम्यक् चिकित्सां ददति इत्यपि न न ददति इत्यपि न रोगिणः अदृष्टं यथा अस्ति तथा तेन रोगिणा चिकित्सा प्राप्यते